हरे कृष्णः ह नमस्काराः कथयन्तु

ओ हो हो ह अहं न अनन्तरम् ओ हो हो हा ओ हो अस्तु हा ओ हो अस्तु यथा ज्ञानम् उत्तरयिष्यामि हा ह

एवम् एवम् एवम् एवम् एवम् ह ह इदानीं तस्य तत्र द्वित्राः अंशाः वर्तन्ते यत् प्राचीनानां तावत् स्फुटग्रहाः प्राप्तव्याः इति मुख्यं लक्ष्यमासीत् इदानीं तथ्यं यत्किञ्चित् स्वीक्रियतां नाम सत्यं सत्यं यत्किञ्चित् भवतु नाम लक्ष्यं किमासीत् स्थुटग्रहाः प्राप्तव्याः तदनुरोधेन तदनुरोधेन स्फुटाः ग्रहाः विभिन्नेषु विषयेषु प्रयोजकाः भवन्ति यथा जातकनिर्माणे तावत् ग्रहस्फुटः स्फुटग्रहाः ज्ञातव्याः इति एकः मुहूर्तेष्वपि तस्य प्रयोजनं वर्तते

अन्ततो गत्वा भूमिं केन्द्रीकृत्य यदा वयं पश्यामः तदानीं ग्रहाः कुत्र वर्तन्ते इति खलु अस्माभिर्ज्ञातव्यम् अधुना अहं तावत् रविः कुजः अस्मिन् राशौ वर्तते इति कथयामि भूमिं केन्द्रीकृत यदा अहं वदामि तदानीं कुजः अस्मिन् राशौ अस्ति इति घटते तदेव यद् यद्यहं गुरुग्रहे स्थित्वा पश्यामि तदानीं कुजः वृषभराशौ न स्यात् भूमितः वृषभराशौ दृश्येत गुरु तस्तावत् सः मकरे दृश्येत एवञ्च सापि सापेक्षसिद्धान्तः इति यत्र कथ्यते तदत्र अस्माभिः मनसि कर्तव्यम् एवञ्च प्राचां लक्ष्यं स्फुटग्रहः प्राप्तुं न तु सत्यस्य आविष्कारः सत्यस्य आविष्करणे यथा हा ह तद् तदेव फले तावत् भेदः न भवति यथा भवद्भिः अभिहितं प्राञ्चस्तावत् सूर्यम् भूमिं केन्द्रीकृत्य ग्रहाः सर्वे पर्यटन्ति इति प्राञ्चः अङ्गीकृतवन्तः आसन् अरुवाञ्चः अरुवाञ्चस्थावत् एवं सूर्यं केन्द्रीकृत्य ग्रहाः दीर्घवृत्ताकारेण परिभ्रमन्ति इति एवं सिद्धान्तः परिष्कृतः इदानीं प्राचीनानामपि ग्रहाः किं सूर्यं परितः परिभ्रमन्ति इति कश्चन तर्कः अथवा काचित् जिज्ञासा आसीदेव इति तेषां तत्र गणितजातं यद्वर्तते तेन अस्माभिः रू ऊहितुं शक्यते तथापि वाचा तैरभिहितं तस्मात् भवतु नाम भूमिं केन्द्रीकृत्यैव ग्रहाः परिभ्रमन्ति इति तेषाम् अभिप्रायः एव अस्माभिः स्वी स्वीकर्तुं शक्यं तत् तथापि एतस्मिन् यथा भवद्भिः प पृष्टं तत्र फले इदानीमपि एतत् सूर्यसिद्धान्तं सूर्यसिद्धान्तोक्तं गणितम् आधारीकृत्य यदि वयं गृहस्फुटं कुर्मः तर्हि महान् भेदस्तु न सम्भवति ईषद्भेदस्सम्भवति ईषद्भेदस्सम्भवति स च कालकृतः भेदः न तु तथ्यकृतः भेदः इदानीं सिद्धान्तस्य परिवर्तनं परिष्करणेन भेदः अयं न जातः सूर्यसिद्धान्तः वस्तुतः तात्लिकग्रहस्थितिम् आधारीकृत्य सूर्यसिद्धान्तः यत् ग्रहाणां स्थितिगत्यादिकं तावत् न नियतं खलु ते तु न अस्मदधीनाः इदानीं यद्वयं गणितम् अथवा इदानीं यान् गणितनियमान् कृत्वा यानगणितनियमान् आधारीकृत्य वयं फुटान् ग्रहान् कुर्मः ते गणितनियमाः द्विशताद्वर्षेभ्यः अनन्तरं न फलन्ति तन्नाम न अन्विताः भवन्ति एवं खलु भवतामपि सिद्धान्तेषु तथैव उच्यते किल हा हा हा तर्हि सूर्यसिद्धान्तेन कृतं गणितम् इदानीं किञ्चित् दोषदुष्टं भवति अथवा किञ्चित् अस्फुटं भवति तत्र कालकृतः भेदः वर्तते न तु सिद्धान्तकृतः भेदः ह ह ह

ह ह एवम् एवम् एवं अस्तु अष्ट अष्टानां ग्रहाणां एवम् एवम् एवम् एवम्

हा एवं तेष एवं तयोर्ग्रहयोस्थावत् उल्लेखस्तु प्राचीनेषु ग्रन्थेषु न न विलोक्यते तथा च केवलाभ्यां चक्षुर्भ्यां तौ विलोकयितुमपि न शक्यौ खलु यथा एते पञ्च पञ्चताराग्रहाः यथा दृश्यन्ते कुजः बुधगुरुशुक्रशनयः तेन हेतुना तौ तावत् तथा चक्षुर्भ्यां तन्नाम यन्त्र असकृत् असहकृतम् असहकृतचक्षुर्भ्यां तावत् तौ विलोकयितुं न शक्येते किल तस्माद्धेतोः ह अस्तु मम अत्र कश्चन सुहृदत्र आगतः अस्ति चिरात् तर्हि किञ्चित् एवमेवं वयम् उत्तरत्र वयं सम्भाषणं करिष्यामः महत् महते प्रमोदाय ह हु ह ह अस्तु ह अस्तु अस्तु हा नमस्कारः